हरि ओम् आचर्याः नमस्काराः आगन्तुं शक्यते वा आगन्तुं शक्यते वा धन्यवादाः धन्यवादाः आचर्याः नैव नैव आचार्यः आम् आम् आम् धन्यवादाः धन्यवादाः अहं तावत् सन्दर्शनार्थं आगतोस्मि भवतः अड्वेटैस्मेण्ट् दृष्टं मया डेक्कन् हेरोल्ड् पेपर् मध्ये एच् आर् डिपार्टमण्ट् प्रति अध्यापकस्य अपेक्षा अस्ति इति सूचितं तत्र अस्ति वा आचार्याः

हा हा आनितम् आनितं मया हा स्वीकरोतु पश्यन्तु मया तावत् श्रीमद्वसिधान्तप्रबोदक स्नातक स्नातकोत्तर केन्द्रमध्ये ह्युमन् रिसोर्स् इति इमं विषये प्राप्तं स्नातकोत्तरपदवी प्राप्तं आ हाम् आम् हा एवं आम् आम् आचार्या

ओ एवं वा

अ धन्यवादा महोदय आम् आसीत् आचार्य एतत् पुर्वं एतत् पुर्वं पुर्णप्रज्ञा इविनिङ्ग कालेज़् इविनिङ्ग् महाविद्यालये वर्षद्वयं अध्यापितं मया ह्युमन् रिसर्स रिसोर्स इति इमं विषये वर्षद्वयं तत्र

हा प्रचलति किन्तु मया त्यक्तं तत्र मम गृहस्थितिः शोचनीयाः आसीत् तस्मात् मम कुन्दापुरस्थ समीपे सालिग्रामप्रदेशं आम् आम् तत्र गुरुनरसिम्हदेवस्थनमस्ति खलु तस्य पार्श्वे आ आम् आं जानामि आचार्य तदपि वार्तापत्रिका मध्ये दृष्टं मया ह्म् इतोपि किमपि करणीयं वा आचार्याः श्वः आम् आम् आगच्छामि आगच्छामि आगच्छामि सोमवासर आमाम् इन्दुवासरात् आगच्छामि हा अ आम् हा आ आम् आम् आम् आम् अहं सम्यग् रीत् हा सम्यकग्रीत्या करोमि हा धन्यवादाः आचार्याः धन्यवादाः